हा यदि कश्चन श्वानेन दष्टः भवति यथा सर्वेपि वैद्यालयं गच्छन्ति अहमपि वैद्यालयं गच्छामि किन्तु दूरः वर्तते अतः प्राथमिकचिकित्सा यथा करणीयं मम तु तद्विषये ज्ञानं नास्ति परन्तु तादृशः ज्ञातारः अत्र मम ग्रामे वर्तन्ते प्रथमं तेषां समीपे अहं तान् नयामि ततः परं तत्र प्राथमिकचिकित्सा कृत्वा संपाद्य ततःपरं वैद्यालयं प्रति गमनं यथा भवेद् तथा करिष्यामि अनन्तरं यदि श्वानेन कश्चन दष्टः भवति अनुक्षणम् अत्र पशुचिकित्सकाः वर्तन्ते तान् अहूय श्वानं प्रति इंजेक्शन् प्रदानं तद्भवेद् तत् कार्यं तत्र विशेषणं ध्यानम् अहं दास्यामि किञ्च मम गृहे तु श्वानम् एव एकं श्वानं वर्तते परन्तु मम गृहं परितः बहवः श्वानप्रियाः वर्तन्ते तान् विशेषेण अहम् सम्बोधयामि श्वानं प्रति इंजेक्शन् दातुं तेन तस्य किं दष्टः भवति चेदपि तस्य किमपि अनानुकूल्यं नस्य न भवेत् तथा अहं किञ्चित् ध्यानं दास्यामि